मम जीवने महत्कष्टं किमासीत् इत्युक्ते यदा अहं प्राक्शास्त्री मध्ये नाम पि यु सि फ़स्ट् यर् मध्ये आसं तदा मम पितुः मरणं प्राप्तवान् तदा तद् मम कृते बहु कष्टमासीत् नाम मम पिता एव मम क्लोज़ेस्ट् आसीत् नाम मम बहु प्रीतिः व्यक्तिः आसीत् यदा तस्य मरणमभवत् तदा अहं चिन्तितवती सर्वं नष्टं जातं मम जीवनमेव गतं मम कृते अन्ये केऽपि न सन्ति इतिवदहं बहु कष्टम् अनुभूतवती किन्तु तस्मिन् समये यादृशं दुःखम् आसीत् तद् इदानीं नाम तत् तावद् नास्ति अस्ति किन्तु किञ्चिद्न्यूनं जातमस्ति अतः यदि जन्म प्राप्नुवन्ति तर्हि मरणमपि एकस्मिन् दिने भवत्येव तत् प्रकृतेः नियमः अस्ति तद् कालमेव मम कृते तस्मात् कष्टात् बहिरागन्तुं सहायं कृतम् इति मन्ये पुनश्च अन्येऽपि भवन्ति अस्माकं कृते एकः एव इति कदापि न भवति अन्येऽपि मम नाम अस्मान् परितः जनाः भवन्ति माता वा भगिनी वा कुटुम्बे सदस्याः अथवा स्नेहिताः सखाः सख्यः तेषां सहायद्वारा तेषां प्रीतिद्वारा स्नेहद्वारा अहं तस्मात् कष्टात् बहिरागतवती